हा वदन्तु अत्र भवतां यद् उत्पन्नमस्ति तस्य वेगः एव न भवति जनाः न इच्छन्ति

अत्र एवम् अस्ति खलु इदानीं वृष्टिः वृष्टेः हेतोः जनाः आपणं प्रति न आगच्छन्ति भो सर्व स्टाक् स्वीकृत्य किं करो कुर्मः तद् जनाः यद्

तर्हि तर्हि कुर्मः तद् जनाः जनान् आकर्षयितुं कर्तुं शक्यते तद् एवं कुर्वन्तु एतद्विषये भवन्तः एव एक बोर्ड्स् सज्जीकृत्य आनयन्तु वयं स्थापयामः

हा पर्फ़्यूम् आकर्षकरूपेण भवतां उत्पन्नस्य आकर्षकरूपेण विज्ञापनान्यपि भवन्तु माध्यमेषु तथा चेत् यद् जनान् आकृष्टुं शक् शक्नीया अस्तु प्र प्रेषयन्तु वयं द्वित्रि स्वीकुर्मः चिन्ता मास्तु

ओहो प्रश्ना सूपर् मार्केट्मध्ये जना तादृशानां उत्पन्नानां प्रति उत्पन्नानां प्रति जनानां रुचिः स्याद् स्या स्याद् इति मन्ये तत् केचन तदा तादृशम् उत्पन्नानाम् इच्छां कुर्वन्ति कृपया भवन्तः स्थापयन्तु स्याम्पल् रूपेण स्थापयतु म वैदद इदानीं तथा न अपेक्षितम्

ओहो ओ सोलार् सेन्सर्स् अस्तु तदा तथा चेत् जनाः जनाः जनाः स्वीकर्तुम् अर्हन्ति ते द्वित्रि उत्पन्नानि स्थापयन्तु तद् तादृशानि एवं जनाः कदाचित् इच्छन्ति तर्हि तद् तद् विज्ञापनं तु बृहदेकम् आकारं स्थापयतु तद् दृष्ट्वा जनाः तद् दृष्ट्वा हा अस्तु अस्तु आगच्छामः धन्यवादाः